मम शक्तिः मया अधीतानि यानि शास्त्राणि सन्ति ते मम शक्तिरूपेण सन्ति एवं च ये मम मित्राणि सन्ति ये मे वा ये ये ये मम पारिवारिकजनाः सन्ति ते सर्वे मम शक्तिरूपेण सन्ति एवं च यदि दौर्बल्यस्यविषये चर्चां कुर्मश्चेत् यानि ग्रन्थानि मया अद्यपर्यन्तं न अधीतानि तद् मम दौर्बल्यम् अस्ति तेषाम् ग्रन्थानाम् अध्ययनं कर्तुं मया अभिलाषा वर्तते यदा सा अभिलाषा पूर्णा भविष्यति तदा मम दौर्बल्यं किञ्चित् दूरं भविष्यति